हरिः ओं हा हा गृहे अस्मि सत्यम् इत्युक्ते अद्यतनसमये सर्वे बहिर्गच्छन्ति उद्योगार्थं वा पठनार्थं वा बहिर्गच्छन्ति अतः गृहे गोरक्षणं कर्तुं क्लेशम् अनुभवन्ति ततः परं गृहे बालकाः बालिकाः इत्युक्ते पुत्राणां सङ्ख्या अपि न्यूनं जातम् गृहे गृहस्य कामार्थं कार्यार्थम् अपि वयम् अन्येषां कृते अवलम्बिताः स्मः तथा गोरक्षणं तु प्रथममेव तस्य तद् बाधितमस्ति तदनन्तरं गृहमपि बाधितमस्ति परन्तु भवान् यथा भवान् उक्तवान् तत् सम्पूर्णतया सत्यमेव क्षीरं सर्वम् इदानीम् अडल्ट्रेशन् अभवत् ते किमपि तत्र मेलयन्ति कुर्वन्ति तद् एकं शुभ्र किमित्युक्ते शुभ्रवर्णस्य विषः एव जातः अस्ति क्षीरम्

हा तदपि सत्यं तदर्थं जागृयाम वयं राष्ट्रे जागृयाम इत्युक्ते तत् जागृतिं वयं अस्मैः आनेतव्यमेव इत्युक्ते सावयवकृषिम् इति इदानीं केचन कुर्वन्तः सन्ति तदपि वर्धन् अस्ति तर्हि इतोपि आवश्यकमस्ति जागृतिं ग्रामं ग्रामं गत्वा हा इदानीं केचन स्वामिनः अपि उदाहरणार्थं वदामि चेत् तत्र कनेरिमठस्य स्वामिनः सर्वत्र गत्वा अस्माकं देसी गो तलिं रक्षणार्थम् अस्माकं राघवेश्वरभारतिनः तेपि कुर्वन्तः सन्ति हा तदेव कानेरि कनेरि मठ अस्तु धन्यवादः नमस्ते